हरि ओम्

हा ह ह

हा आम् आम् हा दृष्टः

हा अस्तु अस्तु अहं पूर्णतया दृश् हा कृतम् कृतम् ज्योतिष्य ज्योतिश्शास्त्रे आचार्यपदवीं प्राप्य तर्जिम् प्रायः नवति अङ्कः इति मन्ये पूर्णतया न अध्ययनावसरे सिद्धान्तभागे सूर्यसिद्धान्तः सिद्धान्तशिरोमणिः तत्र आर्यभटीयं नासीत् किन्तु केतकीग्रहगणितम् इति कश्चन नूतनग्रन्थः नवीनगणितं वर्तते फलभागे बृहज्जातकम् प्रश्नमार्गं फलदीपिका इत्यादिकं वर्तते वर्तन्ते

हा बृहज्जातकम् अधीतम् हा कर्मजीवाध्यायः इति दशमो अध्यायः

अत्र हा हा अत्र वराहमिहिराचार्यकृतबृहज्जातके दशमाध्याये कर्माजीवाध्यायः निरूपितं निरूपितः तत्र धेन्वर्गात् पदपतिगांसनादवृत्त्या इति कथितम् दशमाधिपते यस्य नवमांशप्राय नवांशं प्राप्त प्राप्तः दशमाधिपतिः तस्य नवांशः नवांशम् अधिकृत्य भं भं नाम इन्दुः इन्दुः भं नाम रा राशिः लग्नम् इति लग्नम् इति इन्दुः चन्द्रः अर्कः रविः रविः किमर्थं चेत् स उद्योगकारकः दत्तं रवि रविद्वारा विषमाधिपतिः यस्मिन् नवांशे स्थितः हा द्रष्टव्यं द्रष्टव्यं त्रिग्भ्यः दशमस्थानं द्रष्टव्यम् हा तत्र हा हा तत्र नित्यसंवादवादात् इति यस्मिन् कस्मिन् राशौ नित्यसंवादभावः विद्यते तत्र उदाहरणार्थम् बलाबलचिन्तनं कार्यम् बलाबलं चिन्तनं तथा नित्यसंवादभावात् स्फुटं पलम् रवेः सकाशात् हा तृणकनपूर्णभेषजादिः इति इति श्लोकं वर्तते हा हा शक्यते शक्यते हा हा अस्तु अस्तु धन्यवादः आच् हा हा हा अस्तु धन्यवादः आचार्यः